मम प्रदेशे युवसमूहशिक्षणम् उद्योगः नेतृत्वविषये बहुधा समस्या वर्तते वर्तन्ते

विश् विद्यालयः महाविद्यालयः तु सन्ति परन्तु तत्र अध्यापकः नास्ति अध्यापकः नास्ति यथा अध्यापनं सम्यक् रूपेण न प्रचलति मात्र फ़ार्मालिटि भवति तत्र अतः योग्यता उत्पन्ना न जायते ये यो ये नियुक्त जनाः सन्ति ते बहिः प्रदेशस्य बहिः गत्वा एव अध्ययनं कृतवान् ततः आगत्य एव अस्माकं प्रदेशे नियुक्तिः तेषां नियुक्तिः जाता अतः समस्या बहुधा वर्तते